योगाभ्यासस्य समये अहं शरीरस्य कृते यदा अनुकूलं वस्त्रं भवति तादृशं वस्त्रं धरामि जीन्स् इ इत्यादि यदि धरामः तदा आसनादिकं कर्तुं कष्टं भवति तथैव अस्माकं शरीरे नराः सन्ति रक् तत्र रक्तसञ्चरणम् सञ्चारः सम्यक् भवेत् अतः तदानुकूल्य वस्त्रमेव धरामि योगासनस्य योगाभ्यासस्य काले समीचीनं स्थानम् अपेक्षितम् एकं शुद्धम् वस्त्रम् अपेक्षितम् उपविश्य अथवा आसनादिकं कर्तुम् तथा मनः अपि भवेत् एतत् त्रयमेव अलं योगाभ्यासं कर्तुम् योगाभ्यासस्य काले मनः यदि शान्तं भवति तद्वदेव श्वासप्रश्वासः यदा सम्यक् भवति तदा अभ्यासः शीघ्रतया फलं ददाति अतः कारणात् योगाभ्यासस्य समये शुद्धवस्त्रधारणम् लघुवस्त्रधारणम् अनिवार्यम् अतः सर्वेपि योगाभ्यासस्य काले मनसि कापि चिन्ता यथा नागच्छेत् तथा व्यवहरणीयम् प्रशान्तं वातावरणम् परिरक्षणीयम् प्रातःप्रातः अभ्यासः करणीयः भवति आसनादिकं कर्तुम् उदरे घनाहारः न भवेत् घनाहारः यदि भवति असनादिकं कष् कर्तुं कष्टं भवति अतः प्रातःकालः एव उचितः समयः भवति